मया कन्नडवाक्यानां संस्कृते अनुवादः कृतः संस्कृतेन संस्कृतवाक्यानां कन्नडभाषायामपि अनुवादः कृतः तत्र यथा संस्कृत संस्कृतस्य अनुवादः नाम कन्नडभाषायां विद्यमानानां वाक्यानां संस्कृते अनुवादः संस्कृते संस्कृतभाषया अनुवादकाले महान् आनन्दः जातः मम प्रमोदश्च जातः तत्र तावत् संस्कृतभाषायां संस्कृतभाषायाः प्रयोगकाले कर्ता कर्म क्रियापदम् एवं रूपेण भवति तत्र संस्कृतभाषाकाले संस्कृतभाषायां क्रियापदं कर्तृपदं कर्मपदं क्रियापदम् इति विभा क्रमः एवं रूपेण तत्र विभागेषु अपि यदि व्यत्यासः क्रियते तर्हि संस्कृतभाषा भाषायां तथापि वाक्यप्रयोगः कर्तुं शक्यते एवं कन्नडभाषायाम् एवं व्यवहारः न भवति कन्नडभाषायां वा आङ्ग्लभाषायां वा एतादृशः क्रमः व्यतिर् व्यतिरिक्तः क्रमः कर्तुं न शक्यते अतः संस्कृतभाषा अनुवादकाले संस्कृतभाषा भाषायाम् अनुवादकाले आनन्दः जातः एवं संस्कृतं किञ्चित् अधीतम् इत्यतः तत्रापि सन्तोषः संस्कृतं मातृ मातृभाषा इत्यनेन कथ्यते सर्वा सर्वस्य सर्वासां भाषानां अपि भाषायां सर्वासु भाषा भाषासु अपि संस्कृतपदानि भवन्त्येव सर्वाः भाषाः संस्कृतभाषायाः उत्तरमेव आगताः एवं संस्कृतभाषा मातृमातृभाषा इति कथ्यते